हरिः ओम् अस्माकम् आयुर्वेदमहाविद्यालयः चिक्कळ् चिक्कमङ्गळूरु जिल्ला कोप्पनगरे अस्ति अस्माकं महाविद्यालये ए एकः एकः चिकित्सालयः अस्ति आयुर्वेदविषयम् उपरि चिकित्सालयेषु शैय्याः आक्सिजन् व्यवस्था शस्त्रचिकित्सा साधनानि इत्यादयः सम्पूर्णतया नास्ति किन्तु पर्याप्तरूपेण पर्याप्तरूपेण उपलभ्यन्ते कदापि एतावत् कालपर्यन्तं सम्पन्मूलानाम् अभावेन समस्या न प्राप्ता अत एव अस्माकम् आयुर्वेदमहाविद्यालयः आक् आक्सिजन् इत्यादि व्यवस्थायां सम्पूर्णरूपेण सहकारं सहकाररूपेण रुग्णविषये चिकित्सां परिपूर्णरूपेण कर्तुं समर्थ इति वक्तुं शक्यते मूलतया अस्माकम् आयुर्वेदमहाविद्यालये आयुर्वेदे शस्त्रचिकित्सा नास्ति अत एव शस्त्रचिकित्सा साधनानि सम्पूर्णतया सम्पूर्णरूपेण नास्ति पर्याप्तरूपेण किञ्चित् कर्तुं शक्यते सम्पन्मूल इत्यादि अभावः नास्ति समस्या अपि नास्ति इत्युक्तं विरम्यते मया